मया एकं वस्त्रं स्वीकृतं परन्तु यः वर्णः मया चितः ते सः वर्णः अत्र नास्ति इदं प्रोडक्ट् बहु असमीचीनम् अस्ति यतः एतस्य वस्त्रस्य यत् क्वालिटि गुणवत्ता यदस्ति तदपि समीचीनं समीचीना नास्ति अतः इदं वस्त्रं मह्यम् ईषदपि न रोचते यतः यत् दर्शयति तत् मया न प्राप्तं